सामान्यतः वयं पश्यामः यत् सर्वे सुशिक्षिताः सभ्याः शिक्षिताः भूत्वापि नियमान् न पालयन्ति ट्रेफ़िकलैट् निकषा भूत्वा तं रक्तवर्णे पश्यन्नपि गच्छन्ति अयं च व्यवहारः शिक्षितेषु समीचीनन्न प्रतीयते प्रायः शिक्षिताः जनाः एव असभ्याः भवन्ति प्रायः इति दृश्यते यत् भिक्षुकाः अपि रेड्लैट् यदा भवति तदा याञ्चा कुर्वन्ति ग्रीन्लैट् यदा भवति तदा वाहनगमनार्थं मार्गं यच्छन्ति